हरि ओम् एषः कैब् चालकः इति भावयामि म मया इदानीम् सार्धपञ्चवादने मैङ्गलूरु विमानयानस्थानं प्रति गन्तव्यम् इति पूर्वमेव आरक्षणं कृतम् किं भवान् तत् पूर्वमेव आगच्छति किम् न आगच्छति चेत् अत्र सम्मर्दः अपि अस्ति गन्तुं विलम्बः भवति अतः शीघ्रम् आगच्छति इति भावयामि